नमस्कारः आगच्छतु आगच्छतु अत्र तिष्ठतु भवतः शीतलं न भवति किं त्वमपि श्वासं करोति वा उदरं न व्यथितं वा अहं पश्यामि अत्र दुःखं भवति वा अस्तु भवान् उदरसङ्क्रमेणेन पीडितः अस्ति अतः एव भवतः उदरस्य वेदना भवति तथा च भवतः शिरोभ्रमणम् अपि भवति अहं औषद्धिः लिखामि विधानं समर्पये एतानि औषधानि सेवन्तु द्वौ दिवसौ औषधं चतुर्घण्टान्तरे त्रिवारं द्विगौलिके सेवयेत् आम् अत्यधिकं तप्तं भोजनं न खादन्तु मृदु खिचडि इत्यादिनी भोजनानि खादितुं शक्नुतः पञ्चाशत्रूप्यकाणि

अस्तु आत्मनः पालनं कुर्वन्तु समये एव औषधं सेवन्तु धन्यवादाः